यदा जनाः तान्त्रिककष्टम् अनुभवन्ति तदा ते दूरवाणीद्वारा तेषां समस्यां वदन्ति अहं समस्यां श्रुत्वा क्रमानुसारं किं किं करणीयम् इति सूचयामि तत्कृत्वा समस्या निवारितुं शक्नोति अशीतिप्रतिशतसमस्या दूरवाणिद्वारा एव निवारितुं शक्यते शेषविंशतिप्रतिशतसमस्यानां अहं गृहे कार्यालये गत्वा समस्यां दृष्ट्वा निवारणं सूचयामि